भारतीयमनोरञ्जनक्षेत्रे गते गतासून् पञ्चवर्षासुन् अथवा किं वर्षासुन् बहूनि आविष्काराणि अथवा बहूनि नूतनप्रयोगाणि अपि जातानि तत्र वयं पश्यावः पूर्वे तु बोलिवुड् अत्यन्तः प्रसिद्धः वर्तते परन्तु गते कानि क कतिचन वर्षाणि वर्तन्ते तेषां वर्षेषु भारतीयसिनिमा इण्ड्रस्ट्रि मध्ये अथवा मनोरञ्जनप्रकारायाः मनोरञ्जनं इञ् मनोरञ्जनं क्षेत्रे बहूनि नूतनं दक्षिणं दक्षिणभारतीय चलच्चित्राणि अपि प्रसिद्धानि जातः यथा वयं पश्यावः के जि यप् अथवा भावु बाहुबलि तत्सर्वे तु दक्षिणभारत्याः दक्षिणभारतीयः एव अनन्तरं वयं पश्यावः तत्र मनोरञ्जनक्षेत्रे बहूनि प्रतिदिनं चलति यथा सीरियल् वर्तते तत्सर्वं चलति तस्य सीरियलस्य हेतुः किं तु प्रतिदिनं प्रय् प्रतिदिनं प्रेक्षकाणां मनोरञ्जनं हेतुः एव तादृशं तत् ता तत्र वयं जानीमः तत्र दूरदर्शने एकः वर्तते तस्य नाम अस्ति एपिका तद् मध्ये तु बहु इतिहासः इतिहासविषयाणि वर्तन्ते तस् त तत्सर्वं द्रष्टुं वयं बालाः प्रेरयितुम् इच्छा शक्नु शक्नुवन्ति शक्नुवन्ति यथा वयं जानीवः यथा इतिहासविषये अथवा भूगोलविषये यः यः यः चानल्स् वर्तते तत् सर्वेपि प्रेरणास्थानानि एव